मया सम्पादितेषु कार्येषु विद्याभ्यासकार्यं श्रेष्ठम् इति मन्ये किमर्थम् इत्युक्ते विद्या इत्युक्ते या विद्या सा विमुक्तये इदानीन्तन याः विद्याः वर्तन्ते ताः विद्याः उदरनिमित्तस्य कारणं भवति परन्तु अलौकिकचिन्तनं नास्त्येव या विद्या भारतीय विज्ञानतत्वज्ञानपरम्परासु आधाररूपेण वर्तते सा विद्या एव निजार्थतया विद्याशब्देन व्यपदिश्यते अहं स्वीकृतसंस्कृतविभागविद्या विमुक्तिकारणं भवति अहं गर्वरूपेण वदामि भारतीयसंस्कृति भारतीयसंस्कृतविद्या एव अत्यन्तं गर्वरूपेण अहं वदामि